वृत्तिस्थानेषु वा कुत्रापि सङ्घर्षं वा धर्मसङ्कटं प्राप्नोति एव तस्य शान्ततया तथा निश्चलतया निर्वाहणं क कर्तुं सर्वे अपि शक्नोति इति न मम मते तु यदि सङ्घर्षं सङ्घर्षम् अथ धर्मसङ्कटं प्राप्नोति तथा तदा शान्तं शान्ततया निश्चलतया तस्य निर्वहणं भवेत् यथा द्वयोः कयोर्मध्ये वादः जातः तदा

किं कारणेन तद् वादः जातः तत् दृष्ट्वा तत् श्रुत्वा तस्य निराकरणं करणीयम् अथवा अथवा तयोः द्वयोर्मध्ये किमपि कोपि तृतीयः आगत्य क्लेशः निर्म निर्माणं करोति वा इति इति मुख्यतः द्रष्टव्यं तथा च धर्मसङ्कटं प्राप्नोति चेत् तस्य निर्वहणम् अपि शान्ततया एव करणीयम् यतः तस्य चिन्तनं कृत्वा कुत्र कुत्र अहं न कर्तुं शक्नोति अथवा कर्तुं शक्नोति इत्यस्य चिन्तनं कृत्वा तस्य निर्वहणं भवेत्